नमो नमः मम गृहे तु मिश्रकः उष्णजलं पातुं केटलि इति तथा च स्नानार्थम् उष्णजलकृते गीज़र् इति उपकरणमस्ति यदि यदा कदाचित् मिश्रकः न नास्ति अतः किञ्चित् किम् वदामि किञ्चित् समस्या आगच्छति चेत् अस्माकं गृहे तत्र पाटावर्वण्टा इति मराठिमध्ये वदन्ति तस्य उपयोगं कृत्वा अहं कार्यं करोमि अन्यथा इदानीं तु नूतन उपकरणानि आगच्छन्ति आपणे तस्य उपयोगं कृत्वा मतेन हस्तेन एव वयं मिश्रकस्य कार्यं कार्यं कर्तुं शक्नुमः यदा गीजर् नास्ति गीजर् मध्ये समस्या आगच्छति चेत् किं करणीयं चेत् अहं वायुचुल्ली अस्ति तत्र अहं तस्य उपयोगं करोमि स्नानार्थम् उष्णजलं प्राप्नोमि अतः मम गृहे तु ए एत एव मिश्रकः केट्ली इत्येव उपकरणानि सन्ति उपकरणं सन्ति तस्य उपकरण अस्ति चेत् नास्ति चेत् अपरम् अपि वयं कर्तुं शक्नुमः कार्यं कर्तुं शक्नुमः